अहम् एकदा राष्ट्रियस्वयंसेवकसङ्घं प्रति गतवान् तद् मम जीवने शुभम् घटना इति अहं चिन्तयामि यदा अहं आर् एस् एस् प्रति गतवान् तदा मम जीवने संस्काराः आगताः मम जीवने कथं दिनचरिव्यवस्था भवेत् अपि च अहं देशं प्रति किं कर्तव्यं इति इत्यादिकं विषयं आर् एस् एस् मध्ये यदा अहं गतवान् तदा मह्यं ज्ञातम् अपि च तत्र शारीरिकवर्गाः भवन्ति बौद्धिकवर्गाः भवन्ति इति यदि वर्गाः भवन्ति यदि तदा अस्माकं जीवने एतद् क्षणम् एतद् घटनं विस्मर्तुं नैव शक्यते अतः यदा मम गमनं जातम् आर् एस् एस् प्रति तदेव मम शुभघटना इति अहं भावयामि अपि च अहं गत्वा मम सहोदरानपि तत्र नीतवान् तेपि तत्र विद्यमानान् संस्कारान् ते ज्ञातवन्तः अपि च यदा अहं सोदरान् नीतवान् तेपि अन्ये जनान् हारेस्सेस् आर् एस् एस् प्रति ते नीतवन्तः अत्र वयं द्रष्टुं शक्यते आर् एस् एस् प्रति यदा एकः गतवान् तदा आर् एस् एस् प्रति अन्येपि जनाः आगच्छन्ति अपि च तद् दृष्ट्वा अन्ये बहुजनाः आगच्छन्ति